पठनेन साकं लेखने अपि मम हवि अस्ति तत् लेखने लक्ष्यं नास्ति यदा अहं समयं प्राप्नोमि तदा अहं लिखामि कदाचित् भानुवासरे अथवा विरामकाले लिखामि अहम् अधिकं यात्रा विषये लिखामि अग्रिमजीवने ट्रिवेलिङ्ग् ब्लोगार्ड् भवितुम् इच्छामि